संस्कृतम् अस्माकं कलाचारस्य प्रतीकमस्ति यः भारतस्य विषये पूर्णतया ज्ञातुम् इच्छति तेन निश्चयेन सस्कृतं पठनीयं तत्र द्वितीय अभिप्रायस्य स्थलमेव नास्ति किन्तु संस्कृतभाषितारः बहवः सन्ति संस्कृतं पठितुं इच्छुकाः बहवः सन्ति पाठयितुम् अपि केचन पुरतः आगच्छन्ति पठितुं जिज्ञासा अस्ति तादृशजिज्ञासायुक्ताः जनाः अपि सन्ति किन्तु मेलनं कुत्र अहं संस्कृतेन वदामि मम पुरतः यः अस्ति सः श्रुत्वा अवगच्छति वा इति कारणेन इति सन्देहः आगच्छति कारणेन अहं संस्कृतेन सर्वत्र भाषितुं न शक्नोमि मत्सदृशाः मम समीपि भवन्ति तेषाम् एकगणे अहम् अस्मि तर्हि तैः सह अहं संस्कृतेन भाषितुं शक्नोमि तेषां विचारानपि ज्ञातुं शक्नोमि अत्र समस्या का इत्युक्ते सर्वत्र संस्कृतस्य प्रसारः नास्ति तदेव यथार्थः विषयः तद् कर्तव्यम् अस्माभिः एव अस्माकं कर्तव्यं किमिति सर्वत्र सर्वे संस्कृतम् अवगच्छेयुः इति एका स्थितिः आनेतव्या तत् अस्माकं कार्यं यदा सस्कृतं पुनः सामाजिकं प्रति आ समाजं प्रति आगच्छति उन्नतसंस्काराः अपि संस्कृतेन सह आगच्छन्ति मानवजीवनस्य उन्नतिं कल्पयति अतः संस्कृतभाषितारः तैः कर्तव्यं कार्यं संस्कृतप्रसारः संस्कृतप्रचारः एवं कुर्मः चेत् सर्वे संस्कृतम् अवगच्छन्ति इति ए काचित् स्थितिः न दूरे समीपे एव भवति इदानीं संस्थाभवने पार्लिमेन्ट् मध्ये सदस्यानां मुखतः अपि संस्कृतं मध्ये मध्ये आगच्छति केचन शपथग्रहणमपि संस्कृतेन एव स्वीकृतवन्तः त् संस्कृतस्य प्रगतिं सूचयति